पञ्चचत्वारिंशदधिक नवशतोत्तरसहस्रतमवर्षस्य मे मासस्य पञ्चमदिनाङ्कः द्विसप्तत्यधिकनवशतोत्तरसहस्रतमवर्षस्य अगस्त मासस्य पञ्चदशदिनाङ्कः अष्टसप्तत्यधिक नवशतोत्तर सहस्रतमवर्षस्य फ़ेब्रवरि मासस्य एकविंशतिदिनाङ्क एकसप्तत्यधिक नवशतोत्तरसहस्रतमवर्षस्य सेप्टेम्बर् मासस्य सप्तदशदिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य चतुर्विंशतिदिनाङ्कः